मम प्रदेशे बहवः स्थानानि सन्ति तदा शरितं हरिताङ्गणम् इति तत्र वायोः वैपरीत्यद्वारा वातावरणस्य रीत्यद्वारा नाम दुष्प्रभावः भवति पशूनां नाम अधुना यदा पूर्वमासीत् तदा वातावरणं नास्ति अत्युष्णं भवति नाम वृष्टिः नाम अतिवृष्टिः भवति तदा अस्ति पुनः तत्र मानवानां निकटान् तेषां वेस्ट् इत्यादिकं कुत्रापि एकस्य एकत्र संरक्ष्य करोति चेत् सम्यक् भवति यदा तेषाम् इच्छा भवति सर्वत्र एवं कृत्व गच्छन्ति इति कारणेन निक्षिप्य गच्छन्ति इति कारणात् पशवः तत्र गत्वा तद्भुक्त्वा तेषां स्व आरोग्यस्थितिः यदा जलं नाम तस्य व्यवहारः सम्यक् न करोति कारणात् तस्य कूपः न पुनः वापि इत्यादिकं सम्यक् नास्ति तत्र दोषाः भवन्ति इति कारणात् तत्र जलं सम्यक् नास्ति तत्पानेन अपि जलपानेनापि तेषां शरीरहानिः भविष्यति